बाल्यकाले यदा अहम् अष्टम्यां कक्ष्यायां पठन् आसं मम ग्रामे कस्मिँश्चित् विद्यालये शासकीयविद्यालये मया अध्ययनं कृतम् अस्माकं ग्रामात् प्रायः पञ्चदश किलोमीटर् दूरं कस्मिँश्चित् नगरे काचिद् वादस्पर्धा समायोजिता आसीत्

एषः बालः गत्वा किमपि वदतु इति अस्माकं शिक्षकः उक्तवान् तर्हि तावत् दूरं गन्तुं तदानीं यतायातस्य साधनानि ग्रामेषु न आसन् मम जनकः वृषभशकटयाने माम् उपाविश्य पञ्चदश किलोमीटर् पर्यन्तं तदानीं नीतवान् आसीत् अहं तत्र गत्वा राष्ट्रस्य विकासे यूनां योगदानम् इति विषये जीवने प्रथमवारं भाषणं कृतवान् तदानीं तत्र बहवः प्रशंसनं कृतवन्तः इदानीं तदनन्तरं अद्यापि अहं मम पितुः एत् एतादृशं महत्कार्यम् इदानीमपि स्मरामि सः कथं स्वपुत्रम् अन्यस्य वृषभशकटं स्वीकृत्य मां तत्र केवलम् एषः भाषणं वदेचेत् एतस्य प्रसन्नता भवेदिति तदर्थं नीतवानिति